ह भोः समीरा कथं कुशली ह ह ह भोजनार्थम् ह ह द्रष्टव्यं खलु भवद्भिः सर्वं भवन्तः सर्वं सम्यगेव पचन्ति तथापि द्रष्टव्यं भवति खलु ह ह ह किं किं कि किम् ओ हो हो अस्तु अस्तु अस्तु अन्यत् तत्र आलूपराठ तेन साकं किं किं दीयते भवद्भिः अस्तु अस्तु अस्तु किञ्चित् सः दीयते अत्र दीयताम् ह हा एवम् एवम् एवम् एवम् एवं किञ्चित् किञ्चित् पश्यामि किम् ह हु हु हु हु ह किमेतत् नन न परिवेषणं मास्तु अहमेकं खण्डमात्रं गृह्णामि अत्र एतत्तु किञ्चित् आप सम्यक् पक्वं न वर्तते किल इदं भवन्तः एतावत् मसाला किमर्थं स्थापयन्ति भवन्तः हैदराबादिजनाः कश्चन् खादितुम् अर्हेत् किम् अस्मद् अस्मद्दृशः कथं खादेयुः

ओ हो हा हा ह न न न श्वः अपि श्वः न श्वः द्वित्राः सस्मद् ग्राहकाः अवादिषुः यत् भवतां अत्र सर्वं बहु कटुरसः कटुः एव वर्तते इति भवान् तावत् पूर्वं किं हैद्राबाद् भाग्यनगरे आसीत् ह हु गुण्टूर्तः ओहो हो तर्हि अस्तु अस्तु अस्तु तर्हि मरीचिकाः तत्रैव स्थापयित्वा आगच्छतु अत्र मास्तु अस्तु अत्र पुनश्च मरीचिकाखण्डानि अत्र मध्ये मा भूवन् आलुपराठायां मध्ये अधिकानि खण्डानि मरीचिकाखण्डानि मा भूवन् अत्रत्याः एवं कटुरसं तथा नेच्छन्ति पुनः यदि भवान् अस्मद् प्रदेशमागच्छति वयं तु आलुपराठाय अपि शर्करां योजयित्वा खादामः तथा म मधुरजनाः भवन्ति अत्रत्याः तस्मात् एतन् मास्तु ह अस्तु अस्तु अस्तु अस्तु अस्तु पुनः अन्यत् किं कृतमस्ति प्रातराशार्थम् एतत् पराठा एकः अन्य ह ह ह एतत् ह अ ह ह ह सिदम् एतत् जलेबि इतोपि एतद् भवेत् क्रिस्पि भवेत् एतत् बहु अत्यन्तं मार्दवं दृश्यते भवतः स्वभावे भवतु मार्दवम् हा ह अय्यो महोदय एतत् वयं वयं फ़ैव् स्टार् होटेल् पञ्चरत्न पञ्च ताराः वर्तन्ते अस्माकं भवादृशाः भवन्ति चेत् अस्माकम् एकापि तारा न न शिष्येत् ह एतत् एतत् किञ् इतोपि क्रिस्पि भवेत् ह पुनः वर्णोपि तथैव अन्त अत्यन्तं सुवर्णवर्णः भवेत् अस्तु उद्यन् सूर्यः यथा दृश्येत् दृश्यते तद्वत् भवतः जलेब्यपि दृश्येत अस्तु एतत् एतादृशेषु विषयेषु सम्यक् एतं भवतु अवधानं भवतु पुनश्च ज जलेबि विषये एवम् आलुपराठा अपि तथैव अत्र किञ्चि कतिपयानि तावत् कृष्णवर्णानि दृश्यन्ते एतावत् मा दश्यताम् उष्णीक्रियताम् अत् एतत्तु दग्धमेव उद्दृश्यते ह अस्तु ह अस्तु सम्यक् सम्यक् इतोपि सम्यक् कुर्वन्तु सम्यक् उत्तमं फीड्बेक् अस्त्येव पोह अपोह अधिकम् अधुना मास्तु ह अस्तु अस्तु ह अस्तु अस्तु ह पुनः श्वः आगमिष्यामि तदानीम् एतत् सर्वम् उत्तमं फीड्ब्याक् मया प्राप्तव्यम् उत्तम प्रतिपुष्टिः मया प्राप्तव्या अस्तु सम्यक् सम्यक् सम्यक् सम्यक् सम्यक् अस्तु ह